अस्माकं ग्रामे कण्ठवेदनायाः चिकित्साम् आयुर्वेदचिकित्सां करोति आयुर्वेदिकचिकित्सायाम् अस्माकं बहु विश्वासम् अस्ति अतः आयुर्वेदचिकित्सां करोति प्रथमम् उष्णजलं पातव्यं उष्णजलस्य किञ्चित् कन्ठवेदना न्यूनं भवति यदि वयं प्रातः उत्थानं कुर्मः किल अनुक्षणं कण्ठवेदना बहू अधिकं भवति तस्मिन् समये तस्मिन् क्षणे एकचषकम् उष्णजलं पातुं ददाति तत् कण्ठवेदना किञ्चित् न्यूनं करोति अनन्तरं तत्र उष्णजलस्य मध्ये किञ्चित् लवणं पूरयित्वा तत् गार्लिङ्ग् करणीयं तदापि कण्टठवेदना किञ्चित् न्यूनं भवति अनन्तरम् उष्ण आहाराणि स्वीकरणीयं शैत्य शैत्यपेटिकायां यत् स्थापनीयं तत् आहारं वयं न खादनीयम् इति वदति तथा एव वयम् अस्माकं ग्रामे सर्वे अनुसरति उष्णपेटिकायां किमपि न स्थापयति तत् न खादति उष्ण आहारमेव खादति अनन्तरं वयं किञ्चित् चूर्णं चूर्ण चूलिका चूर्णं तत् कषायं करोति चूलिकायां उष्णजलं स्थापयति तत्र किञ्चित् कषायचूर्णं स्थापयति तत् अर्धं भवितव्यम् अनन्तरं तत् पातुं ददाति तत् पिबति चेत् तत्र आयुर्वेद मूलिकामपि स्थापयति तत् सर्वं मिलित्वा सर्वं सङ्गीकृत्वा सर्वं एकं चूर्णं कृत्वा स्थापयति उष्णजलस्य तत् किञ्चित् स्थापयति तत् अर्धं जलम् अर्धम् आगच्छति अनन्तरं तत् पातुं ददाति तस्य किञ्चित् आयुर्वेद औषधमपि भवति अतः कण्ठवेदना बहू वेगं अपगच्छति अनन्तरं यदा कदा वयं बहिः तस्मिन् समये शैत्यसमये बहिः गच्छामः चेत् उष्णवस्त्रं एव वयं वस्त्रं वस्त्रम् एव यं धारणीयं वस्त् उष्णवस्त्रमेव धृत्वा बहिः गन्तव्यं एवम् अस्माकं ग्रामे अस्माकं ग्रामस्य एतानि चिकित्सानि भवन्ति